विद्यालयेषु व्यावसायिकशिक्षा पाठनीया इति मम चिन्तनमपि अस्ति परन्तु यावत् पाठनीयम् तथा कस्मिन् कक्षायाम् एतत् आरम्भनीयम् तत् चिन्तनीयम् अस्ति प्राथमिकस्तरे वा प्रौढस्तरे वा नोचेत् स्नातकसमये वा कदा पाठनीयं तत् चिन्तनीयं परन्तु व्यावसायिकशिक्षा दातव्यम् एव